युद्धकलाप्रशिक्शणे प्राप्तं स्मरणीयं क्षणं भवति युद्धकलाशिक्षकाणाम् अनुसरणं ते यथा कुर्वन्ति तथा कृत्वा दर्शनीयं भवति दोषे सति पुनः पुनः करणीयं भवति अतः बहुवारं यदि दोषः भवति तदा तर्जयन्ति च अतः सम्यक् दृष्ट्वा अभ्यासः करणीयः परीक्षणसामर्थ्यम् अपि तस्मिन् विषये अपेक्षितं भवति मुहुर्मुहुः करणेन जामिता अपि स्यात् तत्सर्वं छात्रः त्यक्त्वा तिष्ठेत् आहारक्रमः युद्धकलायाः अभ्यासकाले सम्यक्तया भवेदेव यदि आहरक्रमे व्यत्यासः जायते तर्हि मनस्थैर्यं न भवति मनस्थैर्यं विना किमपि कर्तुं न शक्यते अतः आरोग्यस्य विषये जागृतिः सर्वदा भवेदेव न अत्यधिकं न न्यूनं च भोजनं कर्तव्यम्